नमस्कारः मम इष्टं खाद्यं तु अन्नमस्ति तथा च रोटिकापि अस्ति विशेषतया पायसमस्ति मधुरमिति अहं यदि कुत्रापि विशेषं किमपि खादामि चेत् तदव्य मम इष्टमस्ति यत्र यद्मिलति तदेव इष्टमस्ति अहं मन्ये तथा च अहं विशेषया तु गृहे खादामि तद् मम इच्छा अस्ति परन्तु यदि तादृश प्रश्नाः आगच्छन्ति चेत् कुत्र इच्छसि विशेषतया खादितुं तर्हि अहं तु हिमाचलप्रदेशे जम्बुकश्मीर्मध्ये खादितुम् इच्छामि शान्तवातावरणमस्ति आनन्दमस्ति अहं शीतलस्थाने

एतदेव अहम्